भारतीयकलाकाराः तावत् प्राधान्यम् अवकाशम् अवकाशं च न प्राप्तवन्तः अनेकानि कारणानि सन्ति प्रथमं प्रथमं ते स्वयमेव स्वप्रतिभां न अवगच्छन्ति अधिकांशाः कलाकाराः धारित्र्यात् अस्ति तत् कारणेन ते ते सदैव धनसम्पादने व्यस्थाः सन्ति तदनन्तरं भाषा भाषा एका अस्ति अधिकांशाः कलाकाराः काराः लोकल् लाङ्ग्वेज् यानकि स्थानीया भाषा एवं जानाति तत् कारणेन अन्तराष्ट्रीय रेकग्निशन् न प्राप्तवन्तः जनसङ्ख्या एवम् एकं मुख्यकारणमस्ति जनसङ्ख्या अधिका अस्ति तत् कारणेन सर्वकारः अपि प्रतिभां स्वीकर्तुं विकासं कर्तुं न शक्नोति राजनैतिककारणानि अपि अस्ति